दर्शनशास्त्रेषु मम रुचिः बहु अस्ति पूर्वम् एका घटना एकां घटनां स्मरामि किमित्युक्ते पूर्वम् अहम्

तदा गोपालकृष्णमहोदयः इति इति इत् इत्येके मां तर्कसङ्ग्रहं पाठितवन्तः तदा मां बहु रुचिः आसीत् नाम तत्र नव नव पदार्थाः अतः पदार्थानां वा विशेषणं वा किमपि वा किमपि वा तत्र अस्ति मम शास्त्रे वर्तते तत् सर्वं पठित्वा पठित्वा मम रुचिः इतोऽपि वर्धिता तदनन्तरं यदा अहं एम् बि ए मध्ये प्र प्रविष्टवान् तदा व्याकरणं स्वीकृतवान् तदा व्याकरणे तावद् रुचिः नासीत् तथापि स्वीकृतवान् आसम् अनन्तरं अनन्तरं नवीनहोळ्ळवर्याणां वा इति ए केचन विद्वांसः सन्ति तेषां प्रेरणया अहं दर्शनशास्त्रे रुचिं वर्धयित्वा न्यायशास्त्रं स्वीकृतवान् तदनन्तरं बि ए बि ए समाप्तं बि ए मध्ये उत्तम अङ्कान् प्राप्य प्राप्त्वा अग्रे एम् ए एम् ए मध्येऽपि प्रविष्टवान् तदनन्तरं पि हेच् डि मध्येऽपिविद्यावारिधिपरीक्षामपि लेखितुम् इष्टवान् किन्तु समयः कालो गच्छति धीमताम् इति उक्त्या अनन्तरं बि एड् मध्ये प्रविष्टवान् तदनन्तरम् इदानीम् अपि अहं दर्शनशास्त्रे पाठयन् इचुं फा पाठयितुम् इच्छामि ये आगच्छन्ति ते आगच्छन्तु